मया तावत् आधिक्येन तत्र रुक्मिणिविजयकुमार् इति या प्रसिद्ध भरतनाट्यनर्तिका विद्यते तस्याः नृत्याणि दृश्यन्ते युट्युब् मध्ये अपि च यदा मया इन्स्टाग्राम् दृश्यते तत्र बहवः बह्व्यः नर्तिकाः बहवः नर्तकाश्च सन्ति मया नामादिकं बहु दृष्ट्वा दृष्ट्वा दृश्यते इति नास्ति या यया सम्यक् क्रियते तस्याः चेनल् मया आधिक्येन दृश्यते केवलं तावदेव क्रियमाणम् अस्ति रुक्मिणिविजयकुमार् इति या विद्यते तस्याः मया तु आधिक्येन दृश्यमानमस्ति अपि च तत्र यद्यपि अस्माकं दूरदर्शने नृत्यकार्यक्रमाः बहवः आगच्छन्ति किन्तु तत्र मम महती रुचिः नास्ति साम्प्रदायिकशैली या विद्यते तत्रैव मया नृत्याणि दृश्यन्ते युट्युब् मध्ये एव दृश्यते इति वक्तुं शक्यते मया नामादिकं न स्मर्यमाणम् अस्ति यतोऽहि बहु दृश्यते सर्वेषां नाम मया स्मृत्वा न स्थापितम् अस्ति इति कृत्वा नामादिकं बहु मया न स्मर्यमाणम् अस्ति